धार्मिकाभ्यासेन सह सदाचरणादि लघुव्यवहाराणि संलग्नानि भवन्ति दया क्षमा सत्यम् अहिंसा आदयः बहवः प्रविधयः सन्ति येषां परिपालनं धर्मरक्षणार्थं भवति यथा यदा वयं मैत्रीपूर्णं व्यवहारं कुर्मः तदा अन्येषाम् अस्मान् प्रति यद् व्यवहारम् अस्ति तदपि मैत्रीपूर्णं भविष्यति तद् सद् व्यवहारं धर्मपरिपालनस्य कृते श्रद्धायाः अभिवृद्धिं करोति विनयेन सर्वे गुणाः आयान्ति एतस्मात् विनयं सदैव आचरणीयम् धर्मेण सह दानस्य अपि महत् योगदानमस्ति श्रद्धायाः अभिवृद्धये